देशे अस्मिन् नैकाः रामायणकथाः उपलभ्यन्ते याः वाल्मीकीरामयणात् भिन्नाः तद्विषये मम कश्चन अभिप्रायः विचारोऽपि वर्तते तत्र वाल्मीकिः महर्षिः अथवा तं प्रति नारदमहर्षिः शतश्लोकान् उप उपदिदेश तदुत्तरं वाल्मीकिमहर्षिः सप्तसहस्रं क्षम्यतां चत्वारिविंशत्सहस्रं श्लोकाः तेन रचिताः तदुत्तरं तदुत्तरकाले केचन ऋषयः महर्षयः स्वचिन्तनानुसारं स्वशैल्यां रामायणग्रन्थाः तैः कथाः तैः रचिताः तुलसीदासः तुलसीरामायणंम् अथवा उत्तररामाचरितम् एवम् इत्यादयः ग्रन्थाः अथवा कथाः उपलभ्यन्ते स्वामतेन स्वचिन्तनानुसारं स्वशैल्यां तैः रचितं वर्तते अपि च वाल्मीकिमहर्षिः त्रेतायुगे आसन् तेषां बुद्धिमत्ता आधिका एव आसीत् अपि च तत्कालीनजनाः अपि तादृशाः बुद्धिमत्ताः अपि आसन् अतः किन्तु अस्मिन् काले रामायणकथाम् अथवा श्लोकाः सर्वेऽपि जनाः सामान्याः अपि कथां पठितुम् अथवा श्लोकान् पठितुं शक्नुयुः अतः तद् दृष्ट्या महात्मनः जनाः अथवा महर्षयः अथवा श्रेष्ठपुरुषाः स्वशैल्यां स्वचिन्तनानुसारं सामान्यजनाः अपि ज्ञातुं शक्नुयुः इति मत्वा इति धिया रामायणकथां स्वशैल्याम् आरचिताः इति मम विचारः